साम्प्रदायिकतरणं तथैव व्यावसायिकतरणम् अनयोः बहु न ईषदेव तुल्यत्वं वर्तते तत्र साम्प्रदायिकतरणम् इति यद्वर्तते तत्र तु प्रायः पाटकः कोपि न भवति नाम कश्चन छात्रः एकं पश्यति सः स्वयं गत्वा यदा जम्प् करोति सोपि ओ एवं स्यात् इत्यादिरूपेण सोपि चिन्तयित्वा उड्डयनं करोति तत् साम्प्रदायिकतरणम् इति वक्तुं शक्यते सा नाम तथैव अग्रे अनुवर्तयन् ये यथा न पूर्वं दृष्टमासीत् तद्वदेव सोपि साक्षात् नाम पाठकं विना क कोपि पाटकः तत्र नापेक्षितः तद्वत् सः तथैव पठति इति साम्प्रदायिकतरणं व्यावसायिकतरणं नाम तत्र प्रशिक्षणं यच्छन्ति प्रशिक्षणरूपेण तत्रा तरणस्य अभ्यासः भवति क्वचिद्दिनं तु तरणस्थानमिति एकं भवति तत्र गच्छन्ति तत्र एकः निर्देशकः मार्गनिर्देशकः भवति सः वदति भवान् एवमेव तरणं कुर्यात् इति सः बोधयति स बा कथम् आदौ तस्य हस्तं गृह्णन्ति अनन्तरम् उदरं गृहीत्वा नाम एवं तरणं कर्तव्यम् इत्यादिरूपेण ते पाठयन्ति मया तु आधिक्येन नद्यामेव तरणं कर्तुम् इष्यते नाम सम्यक् भवति एकत्रैव नाम जलं भवति सम्यक् इदं जलं भवति मधुरमपि जलं भवति अनन्तरं शीतजलं भवति अधिकं डीप् अपि अधिकं अधिकमपि भवति